अस्तु अद्यतनकाले अस्माकं वार्तामाध्यमेषु विद्यमानाः विषयाः सर्वे असमीचीनाः एव व केवलं राष्ट्रीय विषयेषु एव चर्चा वर्तते विशिष्य प्राका प्रादेशिकविषयेषु चर्चामपि न कुर्वन्ति इति अतः मिथ्यावार्तादिषु द्रि मिथ्यावार्तादिभिः दृष्ट्वा जने जन जनस्य मनसि बह्व्यः मिथ्या धारणामागच्छन्ति तद् निवारणाय एव अस्माभिः प्रयत्नः कर्तव्यः एव प्रतिदिनम् राष्ट्रीयसामाजिकविषयेषु चर्चाम् तत्र मल्सिल्रूपेण मास्तु केवलं सिद्धरूपेण एव कर्तव्या शुद्धं वा अशुद्धं वा भवतु इति मा च चिन्तयतु तत्र एकस्मिन् समये एकः एव तदेव परस्य चित्राणि दृष्ट्वा लघुन् बालकान् अपि भिन्नं भिन्नं चिन्ता आगच्छति तत्र मधुरफलाहारविषयेषु भोजनादिषु विद्यमानपरस्य चित्राणि भि मिथ्या एव ते सर्वदा मिथ्यावार्ता एव तत्र मीडियामध्ये प्रेषयिष्यन्ति तद्दृष्ट्वा एव मन्दबुद्धिभिः तद् सत्यम् इति ज्ञात्वा सत्यम् इति अवबू अवगम्य तादृशं वस्तूनि क्रीणीत्वा ते अपि एवम् वेदनावस्थायां भविष्यन्ति तत् मा भूत् इत्यर्थम् अस्माभिः मिथ्यावार्ताश्रोतनं स् पय् दर्शनम् इत्यादिभिः न कर्तव्यः कः सम्यक् अस्ति कस्मिन् चित्रे वार्तायाम् तत्र सत्यमस्ति वा न वा इत्यपि चिन्तनीयम् अद्यतनकाले तु वा गूगल्मध्ये वा न्यूस् दूरवाणीमध्ये सर्वं लभते त अतः अतः तत् स्वीकृत्य अस्माभिः सम्यक् समाजिकबोधं उद्बोधं शक्नुवन्ति